मम समुदाये आचार्यमाणाः विशिष्टाः उत्सवाः पर्वाणि सन्ति वरलक्ष्मी नोम्बु अनन्तरं नवरात्र उत्सवः वरलक्ष्मी दिने पूर्वदिने एव व अयम् एकं घटं स्वीकृत्य कुम्भनिर्माणं कृत्वा तत्र वरलक्ष्मी मातुः मुखं संस्थाप्य तद् उत्तमरीत्या अलङ्कारं कृत्वा अग्रिमदिने तां वयं बहिस्तात् अन्तः आनयामः यतः वयं चिन्तयामः यतः वयं चिन्तयामः लक्ष्मीः बहिस्तात् इतःपरं मम गृहस्ये अन्ते एव वासं करोति इति तां प्रातःकाले गीतं गीत्वा रारा मा इण्टिकि महालक्ष्मी इति एकं गीतम् अस्ति आगच्छ आगच्छ मम गृहं प्रति लक्ष्मीदेवी आगच्छ इति तत् गीत्वा अन्तः आनीय तस्याः पूजां कुर्मः अनन्तरं ये बन्धुजनाः भवन्ति वैविह् वैवाहिकाः महिलाः भवन्ति ताः सर्वाः आहूय ताम्बूलं दद्मः एतदेव वरलक्ष्मी उत्सवस्य वैशिष्ट्यम् अनन्तरं नवरात्रः उत्सवः इति नवदिनानि अपि वयम् आचरामः प्रतिगृहं तत्र पाञ्चालिकानां पाञ्चालिकानां प्रदर्शनं भवति तत्तु एकेकस्य गृहस्य वैशिष्ट्यं किम् अस्ति इत्युक्ते य येषां कृते अधिकतया पाञ्चालिकाः भवन्ति ते नव सोपानानि वा सप्त सोपानानि वा एकादशसोपानानि वा संस्थाप्य तत्र उत्तमरीत्या पाञ्चालिकानां प्रदर्शनं कुर्वन्ति अनन्तरम् किमपि एकं शीर्षकं स्वीकृत्य तस्य उपरि अपि पाञ्चालिकानां दर्शनेन ते प्रदर्शयन्ति एतत् सर्वं द्रष्टुं बहु उत्साहम् उत्साहम् जनयति तदपि महिलाः प्रतिदिनम् उत्तमरीत्या आभूषणं शाटिकानां वेषणं भूषणं सर्वमपि उत्तमरीत्या कृत्वा गृहं गृहं प्रति गत्वा ताम्बूलं स्वीकुर्वन्ति ताम्बूलं ताम्बूलं ददति एतत् तस्मिन् नवरात्रिदिनानि अपि यदि वयं पश्यामः मार्गाः सर्वे विवाहः यदा भवति सभामण्डपे विवाहसमये जनाः कथम् इतस्ततः गच्छन्तः भवन्ति तद्वत् एव अत्रापि नवदिनानि अपि एतादृशमेव भवन्ति अनन्तरं पोङ्गल् सङ्क्रान्तिः इति अपि एकं ग्रामीणजनाः अधिकतया उत्साहेन ये ये नूतनतया क्षेत्रेषु तण्डुलानि तेषां हार्वेस्ट् भवन्ति तत् उपयुज्य अन्नं सर्वं तण्डुलं सर्वं निर्माणं कृत्वा पूजां कुर्वन्ति तस्मिन् दिने गोः गावः भवति धेनुः भवति तेषां पूजामपि कुर्वन्ति एतादृशं पोङ्गल् सङ्क्रान्तिः पर्वम् अधिकतया ग्रामेषु एव ते आचरणं कुर्वन्ति अधिकतया अस्मिन् दक्षिणभारतदेशे ये एतत् त्रयं पर्वाणि एव मुख्यत्वं प्राप्नुवन्ति दीपावलिः तु आभारतदेशं सर्वे जनाः आचरणं कुर्वन्ति